भावस्य अभिव्यक्तिनिमित्तं शब्दनिर्माणस्य यत् सामर्थ्यं संस्कृतभाषायाम् उपलभ्यते सः केषामपि मानवीयभाषायां नास्ति तस्मात् कारणादेव इयं देववाणी भारतीयभाषाणां जननी इति अस्य वैशिष्ट्यम् इदम् यत् यत्र कुत्रापि भाषासु शब्दस्य अपेक्षा भवति संस्कृतस्य साहाय्येन तस्य प्रतिपूर्तिः जायते अनेन तस्याः भाषायाः शब्दविस्तारः भवति एवमेव अपरासां भाषाणां व्याकरणस्य विनिर्माणं दरीदृश्यते युरोपीयेषु भाषासु अपि इयम् एव कथा